वदतु कति रूप्यकम् इत्युक्ते भवान् स्वी कति रूप्यकाणि स्वीकृतवान्

कथम् इत्युक्ते कथमिति अहं न कृतवान् तत् सर्वकारपक्षतः तथा सूचना अस्ति तत्र अतः वर्धितवान् किमर्थं वर्धते इति टेक्स् अस्ति किल जि एस् टि जि एस् टि टेक्स् भूत्वा तदेव इदानीं तथा अस्ति पूर्वे तथा नास्ति वदतु वद

क्रेतुं न शक्नोति चेत् काष्ठं काष्ठानि सन्ति वा भवान् कुत्र निवसति भवान् जि एस् टि भूत्वा पुनश्च भवतु भवतु चिन्ता नास्ति तत्र जि एस् टि भूत्वा पुनश्च कोराना कालासीत् तदानीम् अग्रे किमपि आर्थिकस्थितिस्सम्यक् नास्ति भारतस्य अतः किञ्चित् वर्धितवान् तत्र अहं वा न कृतवान् तत्र सर्वकारपक्षतः तथा आसित् वेब्सैट् मध्ये दृष्टवान् किल भवान् तथा अस्ति कथं कुर्मः चेत् अहमपि किमपि कर्तुं न शक्नोमि यतो हि तत् सर्वकारस्य सूचना अस्ति यथा सूचना अस्ति तथा परिपालन्यां भवति अहं तु परिवर्तनं कर्तुं न शक्नोमि

एवं कर्तुं ग्राहकः एवं कर्तुं शक्नुवन्ति तत्र वेब्सैट् मध्ये गत्वा तत्र सर्वकारस्य कृते एकम् अप्लिकेसन् लिखन्तु अस्माकं गेस् एवमासीत् इदानीं तस्य धनं बर्धितमस्ति वयं कथं चलामः एवमेवं समस्या भवतीति सर्वं विषये तत्र अप्लिकेसन् मध्ये संस्थाप्य एकस्मिन् पेपरे वेब्सैट् मध्ये संस्थाप्ये संस्थापयति चेत् किञ्चित् नाम सर्वकारः श्रुणोति चेत् भवति अस्तु अस्तु शुभं भूयात् शुभं भूयात्